दुर्गम् क्षेत्रे गोपालनं कठिनम् अस्ति अस्माकं लेह्लद्दाक्षेत्रे याक् नामधेयाः पशवः तत्र मिलन्ति हवणादिषु गोमयेन विलिप्य स्थानशुद्धिः क्रियते याकस्यापि गोमयेन कार्यम् इदं सम्पद्यन्ते